अन्तर्जालद्वारा वकृविक्रयणं मह्यं न रोचते परन्तु कस्मिंश्चित् प्रसङ्गे अहं तस्य उपयोगं कृतवती आसम् अधुना अपि मया अन्यैः प्रेषितानि वस्तूनि प्राप्यन्ते अहं तु न क्रीणामि किन्तु प्राप्यते अमेजान् मन्त्र्या इत्यादयः मञ्चानाम् उपयोगं कृतवती कोरोना काले एतत् माध्यं बहु उपयुक्तमासीत् यतो हि सर्वत्र लाक्डौन् अस्ति तर्हि तस्य कारणवशात् जनाः एतस्य सहायेन सर्वाणि वस्तूनि गृहे स्थित्वा एव गृहे स्थित्वा एव प्राप्नुवन्ति परन्तु तेन कारणेन विक्रेतृणाम् एवं ग्राहकानां परस्परः समन्वयः न आसीत् एवं विक्रणयम् अपि आपणिकस्य विक्रयणमपि विक्रयणेन अपि न्यूनं जातम् अन्तर्जालद्वारा वयं वस्तूनि तु प्राप्नुमः किन्तु वस्तूनि कथं भवन्ति तस्य शुद्धता सत्यता एवं तस्य गुणवत्ता वयं न द्रष्टुं शक्नुमः